आं मम कृते नलिकायाः जलं प्राप्यते पूर्वं मम गृहे नलिकायाः व्यवस्था न आसीत् तदा वयं कूपतः वा तडागतः वा जलम् आनयामः स्म तदानीं तस्मिन् जले मीनाः वा मृत्तिका वा पाषाणः वा इत्यादयः इत्यादीनि भवन्ति स्म तत् सर्वं संशोध्य पाने किञ्चित् कष्टम् एव भवति स्म कदाचित् जलस्य वर्णः एव परिवर्तते स्म एवम् एतत् सर्वं दृष्ट्वा अस्माकं गृहस्य ज्येष्ठाः नलिकायाः व्यवस्थां कारितवन्तः गृहे इदानीं वयम् अत्यन्तशुद्धजलम् एव पिबन्तः पिबन्तः स्मः तत्रापि नलिकायाः जलं साक्षात् न पिबामः पातुम् अन्यज्जलं पाकार्थम् अन्यज्जलं वस्त्रप्रक्षालनादिकार्यार्थम् अन्यज्जलम् इति तत्रापि पृथक् पृथक् व्यवस्था कृता वर्तते नलिकायाः नलिकातः आगतं जलं साक्षात् वयं न पिबामः अपि तु तत् सम्यक् बोय्ल् कृत्वा तस्य शीतोत्तरं वयं पिबामः